अस्माकीनाः याः परम्परा विद्यते सैव भारतीयपरम्परा इति अत्र विशेषरूपेण शास्त्रमाधारीकृत्य जनाः व्यवहरन्ति तन्मध्ये वेदवेदाङ्गानां कृते तत्र विशेषरूपेण गौरवं यच्छन्ति धर्माचरणार्थं तत्र स्मृतिग्रन्थानां साहाय्यं सम्प्राप्य धर्माचरणं कुर्वन्ति स्मृतिश्रुतिविरोधे कदाचित् स्मृतिग्रन्थानामेव प्रयोजनं जनाः सम्प्राप्य अनन्तरम् व्यवहारं कुर्वन्ति अतः स्मृतिग्रन्थानाम् उपयोगः जनं जनानां मनसि बहु विद्यते